यद्यपि संस्कृतभाषायाम् बहुकिमपि आचरणीयं पाथेयं लभ्यते परन्तु ततः यदि एकं चेतुम् अवसरः प्राप्यते चेत् अहम् एकम् सुभाषितं स्मरामि तच्च अस्ति रूपयौवनसम्पत्तिः प्रभुत्वम् अविवेकिता एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् अत्र आचार्यः नारायणपण्डितः हितोपदेशग्रन्थे केन केन उपायेन केन केन कारणेन मनुष्याणाम् अनर्थं भवति इति अनर्थकारणानां तत्र समुदायं वदति अयम् अर् अनर्थकारणानां समुदायः यथा रूपं रूपं बहुधा अनर्थं कर्मणि अनर्थे कर्मणि प्रवर्तयति कदाचित् पुनः यौवनं युवावस्था यदा भवति तदा अतीव भ्रमः कर्तव्यपथः पथात् च्युतिः जायते जनस्य अतः यौवनं रूपयौवनसम्पत्तिः सम्पदपि महत् अनर्थकारिणी भवति क बहूनि निषिद्धानि कर्माणि सम्पदा जनाः विदधति पुनः अविवेकिता मूर्खत्वं यद् भवति मौढ्यं यद् भवति तदपि जनान् महति अनर्थे पातयति इति महान् अनुभवः मे एकैकमपि एतत् एतेषु महत् अनर्थं जनयितुं समर्थोऽस्ति यदि क्वचित् इमानि चत्वारि वस्तूनि सन्ति तत्र महान्ति कष्टानि आपतिष्यन्ति इति दृढीयान् निश्चयः